शालासु जल जलागारेषु तरणसमये अस्माभिः बहुषु विषयेषु अवधातव्यमस्ति यतोऽहि जलागारः इदानीं बृहत् वर्तते अतः तस्मिन् समये अस्माकम् अस्मिन् विषये अपि ज्ञानं भवेत् यथा कथं वयं इतः तर्तुम् इत्युक्ते जलागारं पारं कर्तुं शक्नुमः इत्यनेन इत्यस्मिन् विषये प्रथमतया चिन्तनं भवेत् तत्रापि कियत् प्रयत्नं मया स्वशक्तेः प्रयोगः कर्तव्यः अस्ति यतोऽहि एकवारम् एव यदि अहम् स्वस्य शक्तेः अधिकं प्रयोगं करोमि चेत् अनन्तरं मम मम मम कृते विश्रान्तिः अपेक्षते परन्तु अहं तु जलागारे अस्मि तदानीम् अहं कथम् तत्र विश्रामं कर्तुं शक्नोमि अतः प्रथमः अस्माकं तत्र नियमः एव भवेत् चिन्तनीयम् एव अस्ति यत् प्रथमतया यत् अहं स्वस्य शक्तेः सम्यक्तया सावधानतया प्रयोगं करोमि प्रयोगं करोमि अतः जलगारेषु तदानीम् एव वयं तर्तुं शक्नुमः एवमुक्तजलागाराः गाराः सन्ति तत्रापि तत्र जलस्य वेगः अधिकः भवति अतः तदानीं तत्र समस्याः जायन्ते इति तु वयं जानीमः तदानीं यत् जलस्तरम् अस्ति इत्युक्ते जलं याम् यां दिशं प्रति वहति तां दिशं प्रति एव अस्माकम् अपि तरणं भवेत् एवमेव जलेन सह अग्रे गत्वा एवमेव अस्माकं या शक्तिः वर्तते तस्यापि तत्र तस्यः तस्यः अपि तत्र अधिकं प्रयोगं न भवति एवमेव अस्माकं शक्तेः अधे अधिकम् उपयोगं तत्र न वर्तते एतेन वयं स्वस्यशक्तेः रक्षणं कर्तुं शक्नुमः पुनः जलेन सह गत्वा प्र जलप्रवाहेन सह कृत्वा शनै शनैः तटे तटं प्रति गन्तुं शक्नुमः अतः अस्माकं बृहत् जलागारेषु ध्यानं दातव्यम् अस्ति पुनः मुक्तं जलागारेषु अपि ध्यानं द दातव्यम् अस्ति तत्र बहवः समस्याः जायन्ते ये मुक्तजलागारेषु तत्र यतोऽहि तत्र किं भवति जलप्रवाहः अस्ति इदानीम् अस्माकं यदि तत्र परस्परम् अपि वयं तत्र भवितुं शक्नुमः यत् अग्रे पाषाणः अस्ति यदि तेन सह मम तदानीम् अहं तत्र तस् तेन सह मम किं सम्बन्धः विषये भविष्यति तदानीं मरणम् अपि प्राप्तुं शक्नोति शक्नोमि अतः तस्मिन् विषये चिन्तनीयम् अस्ति यदा वयं तर्तुं शक्नुमः तदानीम् एकत्र गन्तव्यम् अस्ति पुनः श्वासस्य अभ्यासः भवेत् बृहत् समयस्य कृते बृहत् समयस्य कृते यदि वयं श्वासम् अवरोद्धुं शक्नुमः चेत् अस्माकम् एव तत्र किं मम एव तत्र किं किं लाभः भविष्यति लाभः अस्ति यथा तत्र पूर्वमेव श्वासस्य कथं श्वासम् अवरोद्धुं शक्नुमः एतस्य अभ्यासः करणीयं वर्तते धन्यवादः